हिमालये पदयात्रा केवलं शारीरिकम् आह्वानं न आसीत् अपि तु मानसिकं भावनात्मकं च आह्वानमासीत् पर्वतः पर्वतानां परिमाणं दृश्यानां विशालता च मां लघु तुच्छं च अनुभवति स्म तथापि तत् सहायकालम् आश्चर्यस्य विस्मयस्य च भावः मां पूरयति स्म पदयात्रा मार्गः सुलभः नासीत् मया शारीरिकं मानसिकं च सीमातः यत् अहं गच्छामि तत्र संशयः च प्रविशति स्म परन्तु शिखरं प्राप्तुं निरपेक्षः दृढनिश्चयः मां निरन्तरं निरन्तरं कृतवती यथा यः यथा अहम् उच्चतरम् उच्चतरं पदयात्राम् अकरोमि तथा तथा दृश्यानि अधिकाधिकं दृश्यमानानि अभवन् हिमाज् हिमाज् हिमाच्छादितः शिखराः हरितृद्रोणिः प्राचीनसरोवराणि च दृष्टवती आम् तत्र अहं विशिष्टसूर्यास्तः च दृष्टवती